डाक्टर् राजकुमारस्य पुत्रः पुनितः सः मम अभिनेता वर्तते किमर्थं नाम किमर्थं सः मया रोचते नाम सः यद्यद् चलनचित्रं कृतवान् तद् स् तानि सर्वाणि अपि सर्वेषां कृते प्रेरणादायकम् इति वदामः वदामः प्रेरणादायकं वर्त् वर्तते कथं नाम प्रेरणादायकं नाम ये युवारत्ना इति दृष्ट दृष्टवान् दृष्टमस्ति तत्र यु युवा युवजनाः कथं भवेयुः इति तस्मिन् चलनचित्रे चलनचित्रे सः दर्शितवानस्ति सः तथा तथैव याक्ट् करोति किञ्चित् विशिष्टं तेन क्रियते किन्तु सः सर् सर्वदा हसन्मुखिः इति वदामः तथा सः भवति तत्र दुःखमपि भवति किन्तु सः सर्वदा हसन्मुखिरूपेण एव तत्र सर्वत्र दृश्यते पुनः राजकुमारः इति तस्य चलनचित्रमस्ति तत्रापि श्वामि कुटुम्बस्य विषये तत्र विशेषेण उक्तमस्ति कुटुम्बः कथं भवेत् तत्र को को जनाः कुटुम्बे जनाः कथं भवन्ति ते न भवन्ति चेत् कथम् वृद्धाः क वृद्धाः कथं भवन्ति तेषां पालनं कथं कर्तव्यम् इत्यादिकं तस्मिन् विषये तस्मिन् चलनचित्रे दर्शितमस्ति सः त अतः मया रोचते